मम लेखने रुचिः वर्तते अहं नाटकानि अपि लिखामि मम नाटकस्य पात्राणां निर्माणाय अहं समाजे इतस्ततः अटामि अहं सामाजिकक्षेत्रेषु क्लब् इत्यादिषु जनान् गवेशयित्वा तैः वार्ताः संस्थाप्य तेषां चरित्राणि स्वीकृत्य तम् आधारीकृत्य एव स्वकीयं पात्राणां निर्माणं करोमि कदाचित् स्वजीवनादपि पात्राणि मया स्वीकृतानि यथा माधवः तम् अधीकृत्य रतिपुष्पाख्यनाटके कश्चन नायकः स्वीकृतः